आम् अहं भिन्नभिन्न ऋतुषु आनन्दं लभे ऋतुसम्बन्ध बहूनि विनोदपूर्णानि कार्याणि सन्ति यथा ग्रीष्मे उदकक्रीडा मह्यं रोचते वर्षासु कन्दुकक्रीडा रोचते अपि च वयं वङ्गीयाः खाद्यरसिकाः तद् अनुगुणं भिन्नभिन्न ऋतुषु खाद्ये अपि वैचित्रम् अस्माभिः आस्वाद्यते